पूर्वस्मात् कालात् भिन्नः कश्चन विषयः उत्तमः इति भाति सः कः इति चेत् पूर्व पूर्वस्मिन् काले केस्ट् विषये बहुत्र कोलाहलः भवति स्म सर्वत्र ब्राह्मणाः एव कार्यं कुर्युः अन्ये कार्यं न कुर्युः इत्यादि व्यवहारः भवति स्म किन्तु अस्मिन् काले सः निवारितः वर्तते सः सुधारितः वर्तते अधुना सर्वेऽपि कार्यं कर्तुं यत्नाः कार्यं कर्तुं अर्हाः इति उच्यते तद् आधारेण मम प्रदेशे कोऽपि समस् काऽपि समस्या न अनुभूता कोऽपि कोलाहलो वा यत् किमपि न जातं मम प्रदेशे